अहं बाल्य बाल्यारभ्य अपि योगासानं कुर्वन् अस्मि बाल्यकाले तु मम माता बलेन कारयति स्म परन्तु कालाभ्यान्तरे उत्तमः अभ्यासः जातः केचन वृद्धाः अपि योगासनं कुर्वन्तः आरोग्यं रक्षयन्ति तथा आरोग्येन जीवन्ति तान् दृष्ट्वा मम प्रेरणा इतोपि अधिका भवति अपि च यदि सूर्योदयसमये योगासनं करिष्यामि पूर्णं दिनं एकः फ्रेश् भावना भवति यदि न करोमि तर्हि ता दिनपूर्णं कोपि लोप् लोपः इव भासते एषा मम प्रेरणा